मम शास्त्रं न्यायशास्त्रं न्यायशास्त्रं द्विधा विभक्तं प्राचीनन्यायशास्त्रं नवीनन्यायशास्त्रम् इति प्राचीनन्यायशास्त्रम् इति यदा वयं वदामः प्रथमतः दृश्यते न्यायसूत्रम् न्यायसूत्राणां कर्ता गौतममुनिः न्यायसूत्रस्य उपरि न्यायभाष्यं वर्तते न्यायभाष्यम् इत्येव तस्य ग्रन्थस्य नाम तस्य कर्ता वात्स्यायनः न्यायभाष्यस्य उपरि टीका वर्तते न्यायभाष्यटीका इत्येव तस्य ग्रन्थस्य नाम तस्य कर्ता भरद्वाज उद्दोतकरः न्यायभाष्यटीकायाः उपरि एकं व्याख्यानमस्ति तस्य नाम परिशुद्धिः इति तस्य ग्रन्थस्य कर्ता उदयनाचार्यः उदयनाचार्येन अन्यः अपि एकः ग्रन्थः लिखितः तस्य नाम आत्मतत्त्वविवेकः एवं अपरः अपि ग्रन्थः लिखितः न्यायकुसुमाञ्जलिः इति इति प्राचीनन्यायविषये एतावता कथितम् नवीन न्यायशास्त्रस्य विषये पश्यामः नवीनन्यायशास्त्रं नाम यत्र प्राचीनन्यायशास्त्रस्य एवमेव वैशेषिकदर्शनस्य च मेलनं दृश्यते तदेव नवीनन्यायशास्त्रं इति कथयितुं शक्यते तदेव तर्कशास्त्रं इति नाम्ना अपि कथ्यते नवीनन्यायशास्त्रस्य प्रथमः ग्रन्थः तत्त्वचिन्तामणिः इति तत्त्वचिन्तामणेः कर्ता गङ्गेषोपाध्यायः तत्त्वचिन्तामणिग्रन्थस्य उपरि व्याख्यानद्वयं वर्तते दीधीतिव्याख्यानं माथुरिव्याख्यानम् इति दीधीति व्याख्यानस्य कर्ता रघुनाथशिरोमनिः माथुरि व्याखानस्य कर्ता मथुरानाथः इति दीधीतिग्रन्थस्य उपरि पुनः व्याख्यानद्वयं वर्तते प्रथम व्याख्यानं जागदीशि इति जागदीशि ग्रन्थस्य कर्ता जगदीशतर्कालङ्कारः अपरं व्याख्यानं गादाधरि इति गादाधरिग्रन्थस्य कर्ता गदाधरभट्टाचार्यः इति तदुपरि पुनः अन्ये अन्ये ग्रन्थाः अपि आगतः इत्यन्यो विषयः प्रकरणगन्थाः अपि नवीनन्यायशास्त्रे प्राधान्येन दृश्यन्ते तत्र प्रत्सोपानशः कथयामि प्रथमः ग्रन्थः तर्कसङ्ग्रहः तस्य कर्ता अन्नम्भट्टः ततःपरं न्यायबोधिनी तस्य कर्ता गोवर्धनशुधीः ततःपरं दीपिका तर्कसङ्ग्रहदीपिका तस्य कर्ता अन्नम्भट्टः एव पुनः किरणा कारिकावलिः इति ग्रन्थः तस्य कर्ता विश्वनाथपञ्चाननाचार्यः तदुपरि मुक्तावली इति ग्रन्थः तस्य कर्ता विश्वनाथपञ्चाननाचार्यः तदुपरि दिनकरी इति ग्रन्थः तत्र दौ लेखकौ स्तः प्रथमः वर्तते महादेवः ततः परं अवशिष्ठग्रन्थः शब्दखण्डप्रभृतिः अवशिष्टग्रन्थान्तं व्याख्यानं कृतं दिनकरभट्टाचार्येण तादृश दिनकरीग्रन्थस्य उपरि रामरुद्रीग्रन्थः तत्रापि लेखकौ द्वौ प्रथमः वर्तते रामरुद्रभट्टाचार्यः द्वितीयाः वर्तन्ते अस्माकं पण्डितराजराजेश्वरशास्त्रीणः इति शास्त्राध्ययनस्य शास्त्रग्रन्थानां सो सोपान विषयः